अन्येभ्यः रोचते इति बहूनि जनानि उक्तानि बहवः जनाः उक्ताः एवं यदा तथा रोचते इति कोपि वदति चेत् तदानीं मम मम सविधे कथं कृतवती इत्यादिकं पृच्छति चेत् यथा मया कृतं तथैव वदामि यतः यथा कर्तव्यं तथा क्रियते चेदेव पाकः सम्यक्तया भवति एवं समीचीनमपि भवति भोक्तुमपि योग्यं भवति भोग्यं यदा भवति तथैव भोक्तुं शक्यते अन्यथा भोक्तुमपि न शक्नुमः अतः यथाहं कृतवती नाम किं किं पूर्वं किं कर्तव्यं तदनन्तरं किं कर्तव्यम् एवं स्टेप् बै श्टेप् एव कर्तव्यं भवति सर्वदा पाकविषये तु अन्यथा क्रियते चेत् लाभः किमपि न भवति यतः पाकः समीचीनोपि न भवति अतः यथा रुचिः भवेत् तथा कर्तव्यं भवति एवं विचिन्त्य मया यथा कृतं तथैव पाठयिष्यामि यथा पूर्वं इदानींतनकालेषु पानीपुरि बहु प्रसिद्धम् अस्ति कलु तत् तमेव पाठयामि चेत् एवम् एतादृशं एतावदेव कर्तव्यं नाम परिमाणमपि वदामि अतः ते ते तथैव कुर्वन्ति चेत् यथा रोचते तथैव भवति इति विश्वसिमि